मम गृहं अतिथिमहोदयः आगमिष्यति चेत् अस्माकं पुण्यस्य एव आगमिष्यति इति अहं भावयामि अतिति देवो भवः इति अहं भावयामि अतितिः महोदयः एव देवस्य समानः इति अहं मनसा चिन्तयामि अनन्तरं अस्माकं गृहं अतितिमहोदयः आगच्छति चेत् बहुसन्तोषेन अन्तः स तेषां स्वागतं करोमि अन्तः आगच्छतु इति अनन्तरं कुत् कुतः आगतवन्तः इति सर्वं पृच्छामि विशेषतः अहं विशेषपाकमपि न करोमि अस्माकं प्रतिदिनं किं पाकं वयं भुञ्जामः तेषां पाकम् पाकमेव तेषामपि अहं परिवेशयामि परन्तु अहं पाककरणी करणीयसमये तत् तत्र मम प्रीतिं भगवन्तस्य प्रसादं सर्वम् तत्र स्थापयित्वा अहं पाकं करोमि अतः मम पाकः प्रतिदिनं प्रसादम् इव भवति अतः अतितिमहोदयस्य अपि तत्पाकमेव अहं परिवेशयामि मम पाकशाला अपि मम पाकशाला देवालयम् इति अहं चिन्तयामि पाकम् एव प्रतिदिनम् अहं किं करोमि तत् भगवतस्य भगवान् भगवतस्य प्रसादम् इति इति एवं अहं करोमि प्रथमम् अहं पाकं यदा समाप्यते अनुक्षणमेव भगवान् अस् अस्माकं दिनस्य पाकस्य भवतः प्रसादम् एव सर्वेषाम् आरोग्यं ददातु इति प्रार्थयामि प्रार्थयामि अनन्तरं परिवेशयामि अतः अतितिसत्कारं वयं कथं जीवामः प्रतिदिनं किं भुञ्जामः तथा एव अतितिसत्कारम् अपि अहं करोमि